अहं स्वपरिवारमित्रैस्सह वेदविज्ञानगुरुकुलं गच्छामि यतोहि तत्र वेदाध्ययनं शास्त्राध्ययनं च छात्राः कुर्वन्ति तत्र आचार्याः अपि समीचीनतया शास्त्राध्ययनं कृत्वा सम्यक्तया पाठं कुर्वन्ति तस्मात् कारणात् तत्र अहं गन्तुम् इच्छामि